आम् इतिहासे एतद्विषये किञ्चित् वदामि मम प्रदेशः अधुना यत् गोवाराज्यम् इति कथ्यते तस्य समीपे एव वर्तते तत् समीपे एव वर्तते गोवा राज्यस्य प्रभावः मम प्रदेशे महान् अस्ति प्रभावः किमर्थं जातः इत्युक्ते फ़्रेञ्च् जनाः एवञ्च पोर्चुगिज़् जनाः यदा गोवाप्रदेशम् आगतवन्तः ते हस्ते खड्गं धृत्वा खड्गं दत्वा आगतवन्तः तेषां उद्देश्येषु इदमप्यासीत् यत् अत्रत्याः जनाः परिवर्तनीयाः नाम तेषां मतपरिवर्तनं जायेत् भवेत् इति तेषाम् आसीत् इच्छा तस्मिन् राज्ये यहुद्दीजनाः अपि आसन् यहुदिजनानाम् उपरि पोर्चुगिज़् जनानां महान् दूरवग्रहः आसीत् त स एव भावः अत्रत्यानां प्रदेश अत्र प्रदेशे विद्यमानानां जनानाम् उपरि अपि अपतत् तन्नाम यहुदीहिंसनं पश्चात् काले स्थलीयजनानामपि हिंसनम् इति जातम् एमे स्थलीयाः नाम गोवाप्रदेशे ये न्यवसन् ते जनाः स्वप्रदेशं त्यक्त्वा अस्माकं प्रदेशं नाम कर्णाटकराज्ये उत्तरकन्नडमण्डलं प्रति समागमन् अधुना अपि तेषां मूलस्थानं गोवाराज्ये एव वर्तते प्रतिवर्षं स्वकुलदेवतां दर्शनं कुलदेवतायाः दर्शनं कर्तुं ते स्वराज्यं गच्छन्ति एवम् अस्ति परिस्थितिः